तदा तस्य कृते सामान्यभोजनं न भवति विशेषतया पाकं कृत्वा ददामि अधिकः तिक्तः न भवति कटुः न भवति अनन्तरं भोजने कृष्णमरीचिकायाः उपयोगः क्रियते जीरकस्य अपि उपयोगः क्रियते अन्द उदरस्य कृते सम्यक् भवति अनन्तरं शाकासु नारिकेलस्य प्रयोगः अपि नि न क्रियते तैलस्य अपि न्यूनं प्रयोगं क्रियते उष्णजलम् एव ददामि सर्वदा अनन्तरं यदा कदा जीरकजलम् अपि ददामि ओदनस्य एतद् चूर्णं कृत्वा रसस्य मेलनं तदपि कृत्वा ददामि